जीवने क्रीडायाः अतीव महत्त्वपूर्णं स्थानं विद्यते यतो हि क्रीडया एव अस्माकं शारीरिकं मानसिकं च स्वास्थ्यं दृढतमं भवति एवं च जीवनस्य नैतिकशिक्षामपि वयं क्रीडामाध्यमेन प्राप्तुं शक्नुमः यतो हि क्रीडायां जयः प्रजः पराजयः उभयमपि भवति येन वयम् एतत् ज्ञातुं शक्नुमः यत् जीवने सर्वदा जयः एव न भवति पराजयः असाफल्यता अपि प्राप्तुं तत्र शक्यते प्राप्यते एव अतः अनेन अस्माकं मानसिकी तत्र शक्तिः वर्धते

तत्र विविधक्रीडानां प्रचारप्रसारं कर्तव्यं येन